या पादरक्षा मया आर्डर् कृता आसीत् सा एकं एकं तु प्राप्ताय विलम्बेन अनन्तरं तस्याः यदि गुणवत्तां पश्यामश्चेत् अत्यन्तनिकृष्टा गुणवत्ता वर्तते गुणवत्ता नास्त्येव इति नाम न केवलं पादरक्षा सा दृष्ट्वान् सम्यक्तया आच्छादकमपि तस्य नष्टमस्ति सम्यक्तया अच्छादिता अपि नास्ति सा तादृशं कथं वा भवन्तः प्रेषितुं शक्नुवन्ति पार्सेल् इत्यादिकं भवताम् अत्र उत्तरदायित्वम् अस्त्येव खलु तन्न पालयन्ति चेत् किम् एतत् प्रेषणेन धनम् अस्माभिः दीयते यावत् तत्र लिखितं भवति तावत् धनं दीयते अस्माभिः तथापि तदनुकूलं तद् तदनुकूलतया तदनुगुणतया किमर्थं न प्राप्तं मह्यम् एतत् प्रोडक्ट्